भारतीयानां चलचित्राणां सङ्गीतस्य विषये अहं बहु किञ्चित् जानामि तत्र भारतीय चलचित्राणाम्मध्ये राष्ट्रियचलचित्रे मम बहु सम्यक्रूपेण इच्छा अस्ति राष्ट्रचलचित्रे एवं च शास्त्रीयनाट्ये एषु विषये मम बहु बहु आनन्दं भविष्यति आनन्दः अस्ति अतः भारतीय चलचित्रं दृश्यन्तम् अहं बहु सम्यक्रूपेण इच्छामि तस्य भारतसङ्गीतं भारत चे चलचित्रम् एतासु विषये राष्ट्रस्य भारतस्य विषये किञ्चित् उक्तं वर्तते तेषु ज्ञानं किञ्चित् लब्धवन्तः आसम् अतः राष्ट्रियचलचित्रं दृश्यन्तुम् अहं बहु इच्छामि एवं चलचित्रं तु अहं सर्वें रूपं सर्व रूपेषु चलचित्रं पश्यामि परन्तु तिस् देशात्मकं चलचित्रम् अपि मम बहु प्रमुखं दातव्यम् अस्ति तत्र एवं च चलचित्रे सङ्गीते एतत् मुख्यं मम बहु यः अस्ति एवं च सङ्गीतक्षेत्रे कुमार्सनु इति नामकः गायकस्य विषये अहं किञ्चित् वक्तुम् इच्छामि ते बहु सम्यक् रूपेण गायनं कुर्वन्ति तेषां सङ्गीतेन अमृतैव प्रवहति मम पक्षे एवं च पूर्वे आसीत् अधुना ते नास्ति लतामन्गेशकर् इति ते बहु सम्यक्रूपेण गीतं गीतवती अधुना ते नास्ति परन्तु तेषां सङ्गीतं सरस्वती इव अस्ति अतः नटः नटी नट इत्युक्ते मम अडिशं वर्तते मम बन्धुः एकः अस्ति स सिन्मा कुर्वन्ति स्वराज्ये एवं नटी भवति भूमिका इति मम प्रसिद्धः एवं तेषां चलचित्रं किञ्चित् रमान्टिक् चलचित्रम् इति वदन्ति रमन्टिकस्य जेहेतु सर्वे चलचित्रं तु सम्यद्रष्टव्यमस्ति अतः ममापि सर्वेषां चलचित्रं जान्यन् चलचित्रम् अत्र भारतीय दृश्यन्ते तेषु चलचित्रं सर्वं पश्यामि एवं च तत्र गायकमध्ये आडिसन् कः गायक अस्ति अबिजित् मोजुम्दार् नामक तेषां गायनमपि मम कृते बहु सम्यक् इच्छन्ति अतः तट नटी नटः नटी सर्वेषां कृते मम बहु सम्यक् इच्छामि